इदानीं भारतः भारतः सर्वदा अग्रेव भवति आरोग्यविषये वा अनन्तरम् इदानीम् अन्य विषये वा तत्र भारतः किञ्चित् अग्रेव अस्ति अस्मिन् वर्षे इदानीम् यदा नरेन्द्रमोदि अस्माकं प्रधानमन्त्रिणः ये सन्ति ते यदा आगतवन्तः तदनन्तरम् अत्र भारतस्य उपरि भारते तेषां प्रभावः किञ्चित् अधिकमेव अस्ति तदर्थम् आरोग्यव्यवस्थायाम् अथवा चिकित्सालयविषये अनन्तरम् अस्माकं वैद्यानां विषये अपि बहु उत्तमः अभिप्रायः वर्तते किमर्थमित्युक्ते इदानीम् किमपि सीरियस् अथवा अन्यत् किमपि केसस् भवन्ति चेदपि इदानीं तेषां चिकित्सा बहु शीघ्रं भवति यदा पूर्वस्मिन् अथवा पूर्वकाले यथा आसीत् तथा इदानीं नास्ति अस्माकं समीपेव मल्टि स्पेशाल्टि क्लिनिक् अनन्तरं चिकित्सालयः तु भवन्ति एव सन्ति एव तदर्थं रोगिणः ये सन्ति तेषाम् बहु उत्तमम् अथवा उत्तमरूपेण अत्र चिकित्सा भवति अनन्तरं स्वच्छता विषये अनन्तरम् जनाधिक्यं व्ययाधिक्यां सेवागुणवत्ता तत् तद्विषये इदानीं वयं वदामः चेत् तद्विषये अपि भारतम् अस्माकम् अथवा भारतस्य भारते विद्यमानाः चिकित्सालयाः सन्ति अथवा वैद्याः स् ये सन्ति तत्र कार्यप्रवृत्ताः त् ये सन्ति ते सम्यक् रूपेण कुर्वन्ति तदर्थम् आरोग्यव्यवस्था तु अत्र अ स्म्यगस्त्येव परन्तु केचन कुग्रामे अथवा केचन ग्रामे एव एतत् चिकित्सालयस्य व्यवस्था आरोग्यव्यवस्था किञ्चित् अधमा वर्तते तत्सर्वम् अग्रे सम्यक् भविष्यति इति